हरिः ओम् हा भवान् डैरीमध्ये कार्यं करोति वा हो भवतु अत्र मम गृहम् अग्रहारे अस्ति तत् समीपं वा तत्र किञ्चित् दूरमस्ति वा तत् डैरिः अग्रहारतः भवतु किञ्चित् चिन्ता नास्ति तत्र मम अपि मम गृहे एकं कार्यं वर्तते परह्यः प्रतर् परह्यः एकं कार्यमस्ति परश्वः परश्वः एकं कार्यमस्ति अतः मम कृते अतीवसमीचीनं रुचिकरः स्वादिष्टः एतत् मैसूर् पाक् लभ्यते इति केचन उक्तवन्तः भवताम् आपणिके अतः अहं दूरवाणीं कृतवान् तत् लभ्यते वा तथा हा

सत्यम्

ओहोहो हो भवतु भवतु ओह भवतु अहम् एतत् श्रुत्वा अहं सन्तुष्टः अभवन् अतः मम मम कृते पञ्चसहस्रजनाः पञ्चशतजनाः आगच्छन्ति मम गृहं प्रति परश्वः कार्यक्रमार्थम् अतः तेषाम् अपि एकैकं मैसूर्पाकम् अहं परिवेष्टव्यम् प्रवेशितव्यम् अतः तत्र पञ्चपञ्चाशत् मैसूर्पाकाः आवश्यकानि एतत् नूतनेन नूतनानि भव् भवन्तु तथा अतीवस्वादिष्टः रुचिकरः भवन्तु इति अहं वक्तुम् इच्छामि हा तत्र तत्र सत्यम् हा हा हा हा

हा हा हा मै मैसूर् पाक् विना भवतु एतद् एकम् एकं मैसूर् एकम् आर्डर् मम मम सकाशात् भवतं प्रति द ददामि अन्यत् किं किम् अस्ति अन्यत् न न मू मूल्यं मूल्यं भवतु यत्किमपि वा भवतु तद् ददामि अहं अ स्वादिष्टः रुचिकरः व्यञ्जनः अल भक्षः अवश्यम् हा तत् एतद्विना एतद्विना किं किं भक्ष्यं तत्र करोति तत्र सज्जीकुर्वन्ति भवन्तः

जिलेबि क्षीरकण्डः हा भवतु तत्र क्षि

हो हो हा भवतु भवतु अत्र क्षीरखण्डः इत्युक्ते तत् मृदुः वा कठिनं वा मृदुः अतीव मृदुः वा

हो हो हो एवं वा हा भवतु तत्र तद् अहम् इद् इतः पूर्वं न रुचिः स्वीकृता स्वा स्वादं न कृतवान् अतः श्वः अहगच्छामि भवतः आपणिके आगत्य तत् तत्र सज्जीकृतवान् कृत् कृते अस्ति चेत् अहम् एकं स्वादं कृत्वा रुचिं स्वीकृत्य अहं वदामि भव् भवतु तत्र मम कृते क्षीरं शतं ले लीटर् क्षीरम् तथा पञ्चाशतधिक लीटर् दधिः दधिः आवश्यकम् हा तत् हा इदानीमेव आर्डर् लिखन्तु भवन्तु भवान् अतः तत्र तन्मध्ये ददाति मि इदानीमेव फ़ोन् पे करोमि इदानीमेव फ़ोन् पे करोमि तथा तथैव घृतमपि अवश्यं भवतः सकाशात् अस्ति वा हा नन्दिनीघृतं तत्र तत् एतत् टिन्मध्ये आगच्छति वा आगच्छति वा अथवा पेकेट्मध्ये आगच्छति वा

हा हा हा भवतु तत्र पेकेट्मध्ये इति चेत् तत् समीचीनम् अस्ति वा घृतम् एतत् मज्ज मज्जादिकं मेलनं भवति वा न वा मज्जादिकं मेलनमिति हा हा हा एते डा डाल्डा मिक्स् इति नास्ति वा तत्र हा भवतः के एम् एफ़् डैरीमध्ये एतत् सज्जीकुर्वन्ति किल तदेव भवान् क विक्रयणं करोति हा भवतु अहम् श्वः आगच्छामि भवतु श्वः मिलामि पुनः मिलामि धन्यवादः धन्यवादः